हरि ओम् श्री इन्टीरियर् डिज़ैनर् कम्पनी वा अस्माकं गृहस्य किञ्चित् रेनोवेशन् कर्तव्यम् अस्ति सम्पूर्णं सम्पूर्णं गृहस्य न अर्धभागं कर्तव्यम् अस्ति

गृहस्य फ्रंट् एलिवेशन् पूजागृहं पाकशालां मम पुत्राणां वस्तिगृहम् दशवर्षया पुत्र पुत्री उभे अपि स्थः उभयो भिन्न भिन्न प्रकोष्ठ पुत्र स्विमिंग् फुट्बाल् क्रिकेट् च टेनिस् क्रीडायां बहु आसक्त पुत्री सङ्गीतं भरतनाट्यम् इच्छति इदं सम्यक् पुत्र्या प्रकोष्ठं कथं सज् सज्जीकुर्वन्ति ओ बहु सम्यक् उत्तमविचार एवं कर्तुं शक्यते इति मया न चिन्त चिन्तितम् आसीत् पूजागृहं फ्रंट् एलिवेशन् कथम् अस्य सर्वस्य कृते कियत् मौल्यं भवति अस्तु तत्रैव आगत्य निर्णयं करोमि श्व मिलाम राम् राम्